वस्तुतः मम प्रथमं दूरभाषायन्त्रं सम्सङ्ग् एम् टि येस् इति एकं कलर् सेट् भवति स्म तदासीत् अधुना तद् डिस्कण्टिन्यु आसीत् अनन्तरम् एकम् आण्ड्राय्ड् मया स्वीकृतवान् अहं स्वीकृतवान् तद् भवति लाभाय अधुना तु यत् सर्वम् आगच्छति तत् सर्वं तत्र बहु किमपि परिवर्तितं जातं तत्र प्रोसेस्सर् ब्याट्री स्क्रीन् सर्वेषां डेवेलप्मेण्ट् जातम् अस्ति अधुना ऐफोन् भवतु वा आप् अतः वन् प्लस् कम्पनि वा भवतु तत् सर्वम् अधुना समीचीनम् एव स्याम्सङ्ग् इत्यपि समीचीनम् अस्ति अतः अधुना कोम्पनि जनाः बहु डेवलप्मेण्ट् कारितवन्तः तत्र तत्र दूरवाण्यादिषु अतः प्रोसेस्सर् अपि सम्यक् अस्ति अत ग्र्याफिक्स् अनिमेशन्स् इत्यादिकं तत् सर्वं तत्र चलति नाम गेम् इत्यादिकं तत् सर्वं चलति बालाः अपि बहु क्रिडन्ति तत्र समयं यापयन्ति तद् वस्तुतः कः हितं हितकराय नास्ति अधुना तन्त्रज्ञानं तत् तन्त्रं तन्त्रं स्मार्ट्फ़ोन् तन्त्रं तु तद् हितकराय मनुष्यस्य हितकराय एव अस्ति परन्तु